तरणं स्वास्थ्यरक्षणार्थं सहकरोति प्रतिदिनं तरणकरणेन दैहिकं सामर्थ्यं वर्धते शारीरिकं बलं वर्धते हस्तयोः सामर्थ्यं पादयोः सामर्थ्यमपि वर्धते तथैव श्वासकोषस्य सामर्थ्यं वर्धते पुनश्च हस्तयोः स्नायूनि पादयोः स्नायूनि बलवन्ति भवन्ति एवं तरणं दैहिकसामर्थ्यवर्धने शारीरिकबलवर्धने अत्यन्तम् उपकारं करोति पुनश्च तरणं सर्वेणापि ज्ञातव्यम् इदं तु कदाचिद् वा अनिवार्यं भवत्येव अतः तरणं सर्वेणापि ज्ञातव्यम् अध्येतव्यं च पुनश्च तरणकरणेन श्वासकोषस्य सामर्थ्यं पुनश्च दीर्घकालं वयं नद्यां वा सरोवरे वा श्वासं बद्ध्वा उपवेष्टुं शक्नुमः श्वासबन्धनसामर्थ्यम् अधिकं भवति प्रतिदिनं तरणकरणेन एवं तरणमपि अस्माकं देहस्य स्वास्थ्यरक्षणाय उपकारं करोति इति वक्तुं शक्यते